नमो नमः आम् आम् अहं ऋत्विक् एव भाषयामि ओ अग्रिममासे वा कस्मिन् दिनाङ्के एकविंशतिदिनाङ्के वा क्लिष्टम् अस्ति खलु अन्यः कार्यक्रमः अस्ति मम अशिष्टेण्ट् एकः अस्ति तं प्रेषयितुं शक्नोमि ओ दशसहस्रम् अधिकं भविष्यति चलति वा आहत्य एकलक्षम् आं परन्तु विडियो कृते प्रत्येकं धनं दातव्यं भवति आम् आं मेकप् किम् अपि अस्ति प्रिवेडिङ्ग् कृते विंशतिसहस्रम् अधिकम् अस्माभिः एव वस्त्राणि सर्वं दीयन्ते अस्तु कारयिष्यामः महिलानां कृते एकः स्यूतः दातुं शक्यते पुरुषाणां कृते नापेक्षितं केवलं ताम्बूलं दद्मः अस्तु किमपि एड्वान्स् ददाति वा अस्तु पञ्चाशत्सहस्रं ददातु ओ धन्यवादः